मम जीवने अहं समयस्य महत्वं पठितवती एषः एव प्रधानः जीवनपाठः अस्ति मम यतः एकं संस्कृतं श्लोकं वर्तते यत् क्षणशः कणशश्चैव विद्याम् अर्थञ्च साधयेत् एतत् अहं मम विद्यालये पठनकाले बहु उपयोगं कृतवती आसम् अतः मह्यं ज्ञानवर्धनार्थं बहु उपकारः अभवत्